पुत्रः कुर्वन्नस्ति आ न नमस्ते महोदय मया एकः एकम् एकम् स्थानम् अपेक्षितमस्ति यत्र कुत्रापि बेङ्गलूरुनगरे विद्यारण्यपुरे अस्ति वा किमपि गृहं वा पुरातनगृहं वा

अस्तु महोदय भवतः नाम न श्रुतं ओ एवं वा हम् अस्तु महोदय भवतः एव अन्येषां एतत् स्थाानं वा भवतः कमिशन् अस्ति वा तत्र किं भवति ओ एकप्रतिशतं भवति वा अस्तु चिन्ता नास्ति हा एकमेव अस्तु अस्तु तदा कृषिभूमिः तुमुकूरुमध्ये आवश्यकं भोः हा केवलम् एक यकरे इति मया मम पुत्रः वदन्नस्ति तादृशम् एतत् कुत्रापि अस्ति वा कथं तत् करणीयं पञ्जीकरणम् इत्यादि वदति चेत् वयं कुर्मः अन्यदेकं अन्यदेकम् इति चेत् विद्यारण्यपुरे वयम् अटन्तः स्म कुत्रापि न लब्धं परन्तु भवतः ज्ञाने किमपि अत्र अस्ति स्थलम् इति चेत् सिक्स्टि फ़र्टि तदवश्यकम् आवश्यकम् इति मम पुत्रः उक्तवान् तदपि वयं क्रीणामः

ओ

ह्म्

ह्म् ह्म् ह्म्

ओ महोदय परन्तु मया श्रुतं होसकोटमध्ये जलस्य अभावः अस्ति इति तत्र क्रीत्वा वयं किं कुर्मः महोदय ह्म्

तत्तु सत्यं परन्तु समीपे एव गृहसोमाणि निर्मितानि सन्ति इति वार्ता श्रुता तदा तत्र सर्वं जलम् अन्तर्जलं तत्र गच्छति अन्तर्जलमेव नास्ति चेत् बोर्वेल् इत्यादि कृत्वा किं कुर्मः भोः महोदय वदतु सम्यक् परिशील्य

तत्तु सत्यं सर्वं परिशील्य एव किञ्चित् अहं पुत्रेण साकं वार्तालापं कृत्वा परिशील्य सर्वं विचारम् उक्त्वा एव चर्चां कृत्वा अहम् आगचच्छामि परन्तु विद्यारण्यपुरे कथं स्थितिः का इति कृपया वदतु

ह्म्

सिक्स्टि फार्टि इति क्षेत्रमस्ति चेत् चिन्ता नास्ति परन्तु पुरातनगृहनिर्मितं भवति चेदपि वयं स्वीकुर्मः सम्यक् अस्ति चेदपि स्वीकुर्मः परन्तु तत्र तदेव सिक्स्टि फ़र्टि एव आवश्यकं अत्र तु प्रकोष्ठत्रयमेव भवति कदाचित् तथा न्यूनं न भवति तादृशगृहम् आवश्यकं नो चेत् क्षेत्रम् आवश्यकं चिन्ता नास्ति आम्

अस्तु इयमेव भव भवतः संङ्ख्या वा दूरवाणीसङ्ख्या च अस्तु अहं अस्तु अस्तु महोदय मम पुत्रं उक्त्वा तेन साकं चर्चां कृत्वा किम् इति वदामि हा अस्तु महोदय महान् सन्तोषः जातः भवान् एतदपि उक्तवान् तदपि उक्तवान् अस्तु वयं कृत्वा आगतं अस्तु महोदय नमस्ते